संस्कृतभाषायाः वैषिष्ट्यं विषये किं वदामि संस्कृतभाषा प्राचीनतमा भाषा वर्तते संस्कृतभाषा समेषां भाषाणां जननी जननी वर्तते यदि वयम् अवलोकयामः वैज्ञानिकतां वैशिष्ट्यं चेत् तत्र संस्कृतभाषा तु अन्यतमा भाषासु अन्यतमा वर्तते इदानीं संस्कृतभाषायां बहवः ग् ग्रन्थाः प्रतिपादिताः पुरा कालाद् इदानीं पर्यन्तं महान् साहित्यं तत्र संस्कृतभाषायां वर्तते अस्माकं वेदेभ्यः आरभ्य इदानीम् अधुना पर्यन्तं वर्तमानपर्यन्तं यत् किमपि लिखितं चेत् संस्कृतभाषायां तत्र वैज्ञानिकतया लिखितमस्ति वैज्ञानिकाः अपि अपि संस्कृतभाषणम् अङ्गीकरोति यदि अस्माभिरेव वर्तमाने समये यत्किमपि जायमानं भवति स सैन्स् रूपेण विज्ञानं किमपि चेत् तद् आधारं किमस्ति संस्कृतभाषा एव अस्ति संस्कृतभाषा यदि न स्यात् न स्यात् तदा निश्चयेन वयं तथा किमपि न भवितुं शक्नुमः न कर्तुं शक्नुमः यदि भारतविश्वगुरुः आसीत् तर्हि संस्कृतभाषायाः कारणात् यदि संस्कृतगुरुः भविष्यति संस्कृतभाषायाः कारणात् नो चेत् कदापि न यदि संस्कृतं योगः गीता यदि त्रयाणां यदि सम्यक्तया यदि परिपालनं कुर्मः यद् निश्चयेन भारतं विश्वगुरुः भविष्यति अतः संस्कृतविषये यदि वैशिष्ट्यं प्रतिपादयामः चेत् निश्चयेन अस्माभिः एतत् त्रयं वा विषयत्रयं ज्ञातव्यं भवति वेद योगः तथा च भगवद्गीता एतेषाम् एव विशिष्ट्यं वैशिष्ट्येन अस्माकं संस्कृतभाषायाः वैशिष्ट्यमपि भवति अतः अहं समापयामि इत्युक्त्वा विरमाम्यहम्